हरिः ओं रापिडो क्याब् सर्वीस् खलु म मया एकं कार यानं बुक्कर ब बुक् करणीयं मम नाम तु श्रीविद्या मम दूरवाणी सङ्ख्या एवमेव भवतः समीपे कार यानमस्ति वा आटो यानम् अस्ति वा कार यानम् एव वा अस्तु अड्वान्स् बुक्किङ्ग् भवति अड्वान् अद्य तु पञ्चदशदिनाङ्कः खलु सप्तदशदिनाङ्के प्रातः अष्टवादने क्याब् अवश्यकं भवति अतः मम निवासगृहः अनुगृहन्तु बाच्पलिस् बाच्पाल् वाच्पल्लि मध्ये अस्ति अहं वाट्साप् मध्ये सर्वाणि विवरणानि प्रेषयामि गन्तव्यं गन्तव्यं तु वनस्थलिपुरं भवति अस्तु वनस्थलिपुरं भवति तत्रापि तस्यापि विवरणानि अहं प्रेषयामि कृपया एकं कार यानं मम नाम मम नाम्ना बुक् करोतु अहं कदा अहं कन्फर्मेषन् प्राप्नोमि अतः पञ्चनिमेष पूर्वं पञ्चनिमेषपश्चादेव अस्तु धन्यवादाः